हरिः ओं नमस्कारः वदतु आम् उत्तमः वदतु आम् आमाम् आम् आं बहु बहुत्र कृतवन्तः भवतामपि करोमि आम्

ओहो ममपि आं सत्यं सत्यं सत्यम् आमामां तत्र कार्यक्रमः किमस्ति ओ एवमस्ति वा कति निमेषाः अपेक्ष्यन्ते तावद् अपेक्ष्यते खलु ओ भावचित्रम् अपेक्ष्यते वा विडियो अपेक्ष्यते वा

न न सः उक्तवान् इति अहं पञ्चविंशतिः वदन्नअस्मि नो चेत् पञ्चाशत्सहस्रं वदामि खलु अहं तु उत्तमं तत् क्वालिटि उत्तमम् अस्ति तत् नास्ति संशयः

मम आपणं विजयपुर्नगरे अस्ति विजयपुर्नगरे तत्र गाधिचौक् आगच्छतु तत्र पार्श्वे एकं मार्केट् अस्ति तत्र विपणिः अस्ति तत्र आगत्य सुनिल्राज्पूर्त् आपणः इति वदतु तत्र

भवान् आगच्छतु भवान् भवान् आगच्छन्तु प्रथमं किं कः विषयः तत् सम्भाषणं भवितव्यं खलु एवं न शक्यते भवान् अत्र आगच्छतु भव भवतं कथं शक्यते तादृशम् आगच्छतु लोकयानमपि लभ्यते

तत्र नूतनं न नूतनं बस् स्टाण्ड् अस्ति खलु तत्र उत्तरति अथ यानेन आगच्छतु आम् अत्र उत्तमं क्वालिटि विड अस्ति महोदय तत्र नास्ति समस्या हा क्वालिटि बहु उत्तमम् अस्ति हच् डि अपि अस्ति आम् धन्यवादाः